हा नमांसि

हा आ हा अत्र कानिचन पुस्तकानि मया अपेक्ष्यन्ते तत्र भवतः तत्र पुस्तकालयस्य उद्घाटनं कदा कदा भवति

कार्यं करोति वा हा हा तत्र मध्याह्ने विरामः स्वीक्रियते यदि अहं मध्याह्ने एकवादने आगच्छामि तर्हि पुस्तकालय भवति वा हा हा मध्ये विरामः नास्ति खलु हा एवं तर्हि अत्र कानिचन पुस्तकानि मया अपेक्ष्यन्ते क कानि पुस्तकानि तत्र लभ्यन्ते संस्कृतभाषासम्बन्धीनि पुस्तकानि लभ्यन्ते वा

आ एवम्

आ हा तत्र मया इदानीम् आदौ तर्कशास्त्रसम्बन्धीनि पुस्तकानि अपेक्षन्ते अपि च तत्र साहित्यकक्ष्याछात्राणां कृते यानि पुस्तकानि विद्यन्ते तान्यपि अपेक्ष्यन्ते तानि लभ्यन्ते वा साहित्यकक्षाछात्राणां पुस्तकानि अस् अस्ति वा हा हा तत्र अहं तत्र कानि पुस्तकानि इति वदामि आदौ तत्र न्यायशास्त्रे पञ्चलक्षणी इति पुस्तकम् अस्ति ह्म् तत्र रामानुजताताचार्यैः तस्य व्याख्या व्याख्यानं कृतम् ह्म् तत् पुस्तकं तत्र विंशतिः पुस्तकानि अपेक्षन्ते ह्म् अस्तु आ तद् पुस्तकस्य एकैकस्य मौल्यं कति भवति आ विंशति पुस्तकानां कृते किं किञ्चित् न्यूनं भवति वा अथवा ता ताद् तदेव

हा इतः अपि तत्र पूर्वं बहूनि पुस्तकानि अस्माभिः तत्र क्रीतानि अतः किं किम् अपि च शालायाः कृते इदं क्रयणं भवति अतः तत्र विद्यार्थिनां कृते यः वर्तते तदपि किञ्चित् न्यूनीकृत्य प्रेषयतु अपि च हा तत्र इयं सङ्केतः एवं वर्तते एस् एम् एस् पि संस्कृत कालेज् कनकदास् रोड् उडुपि एवं भवति अत्र प्रेषणीयं भवति अस् अस् यदी दिनद्वयाभ्यन्तरे प्रेष्यते चेत् शक्यते प्रेषयतु नो चेत् चिन्ता मास्तु अवश् अवश्यम् प्रेषय भवतु भवतु आ आ